मया कृतः पाकः अथवा भक्ष्यं सम्यक् न अभवत् इति यदि मम भावः भवति अहम् एकवारं तस्य रुचिं पश्यामि क्षेपणं तु कदापि न करोमि किन्तु एकवारम् एवम् अभवत् यत् अहं मैसूर् पाक् कर्तुं गतवती ब पूर्वं बहुधा कृतवती समीचीनतया करोमि स्म अहं किन्तु तस्मिन् समये किं अभवत् इत्युक्ते त्रिवारं मया कृतं चेत् अपि तस्य नाशः एव अभवत् किन्तु अनन्तरकाले मया ज्ञातं यत् मया या शर्करा आनीता आसीत् तदर् तदर्थं सा शर्करा एव समीचीना न आसीत् इति अतः परेद्यवि पुनः अहं न त्यक्तवती तत् पुनः कृतवती अन्यां शर्कराम् आनीय पिष्टम् आनीय पुनः पाकं कृतवती तस्य मैसूर् पाकं किन्तु सम्यक् अभवत् यत् पूर्वदिने रात्रौ कृतमासीत् त्रिवरं कृतमपि व्यर्थम् अभवत् तत् किञ्चित् खेदं अजनयत् मयि अन्यथा अहं नष्टं न करोमि यत् किमपि भवतु तस्य पुनः किञ्चित् परिष्कारं सर्वं कृत्त्वा ग्रहजनाः वयं सर्वे खादामः